मम इष्ट तः इष्टतमः लेखकः अस्ति सः कः इत्युक्तौ तत्र कुमारीलभट्टः तस्य किं लेखनम् इत्युक्तौ लेखनं नास्ति तस्य शास्त्रग्रन्थो अस्ति सः शास्त्रग्रन्थो भवति श्लोकवार्तिकं श्लोकवार्तिकं मम कृते अत्यन्तम् अत्यन्तम् इष्टतमः ग्रन्थः कुतः इत्युक्तौ तत्र को वेदः कः ईश्वरः किं प्रमाणम् इत्येते विषयाः येन रूपेण चर्चिताः सः अत्यन्तम् आसक्तिदायकाः अत्यन्तं विचारपूर्णाश्च सन्ति इति कृत्वा मम कृते अयं ग्रन्थः अत्यन्तम् इष्टतमः ग्रन्थो वर्तते अपि च शालिकानाथमिश्रस्य प्रकरणपञ्चिका अपि एवं अत् अत्यन्तं विचारपूर्णः तर्कपूर्णः तथैव जयन्तभट्टस्य न्यायमञ्जरी अपि मम कृते एते त्रयः ग्रन्थाः एते त्रयः लेखकाः अत्यन्तम् इष्टतमाः लेखकाः इति वदामि